वातावरणस्य विषये तु न पृच्छतु अहं मूलतः कोप्पलीया अस्मि इदानीम् अहं मङ्गलूरुनगरे वसामि पूर्वादारभ्यः अत्र कीदृशवातावरणम् अस्ति इति अहं न जानामि परन्तु अहम् अत्र आगत्य वर्षत्रयं जातं यदा अहं नूतनतया आगतवती आसं तदा बहु वृष्टिः कीदृशवृष्टिः नाम वक्तुम् एव न शक्नोमि तादृशवृष्टिः आसीत् परन्तु अस्मिन् वर्षे पश्यामि न्यून्या एव जाता अस्ति घर्मः नाम घर्मः घर्मः अहं तु निरीक्षायाम् कदा वृष्टिः आयाति कदा वृष्टिः आयाति इति अहं अद्य कुत्रचित् मङ्गलूरुनगरे सङ्घनिकेतनं गच्छामि इति चिन्ततवती पश्यामि मम समीपे यद् छत्रम् आसीत् तद् तु भग्नम् एव जातम् अस्ति इदानीम् अहं छत्रं न नास्ति कथं गच्छामि इति चिन्तयन्ती आसं चिन्तयन्ती आगच्छन्ती आसं मेघं पश्यामि कृष्णमेघाः नीलमेघाः इति यद्वदामः तत् परं अनन्तरम् आगच्छन्ती आसं भयेन अहं पश्यामि देवानुग्रहात् वृष्टिः अपि नास्ति पश्यामि चेत् वृष्टिः इदानीम् आयाति इति भाति परन्तु वृष्टिः न आयाति एव कथञ्चिद् अहं सङ्घनिकेतनं प्राप्तवती इदानीं घण्टाद्वयानन्तरम् इतः प्रस्थातव्यम् अस्ति मया परन्तु वृष्टिः आयाति वा न आगच्छति चेत् मम सौभाग्यम् अस्ति तदेव पश्यामः किं भवति इति